हरि ओम् नमस्कारः अहं शिक्षाविभागः राष्ट्रियसंस्कृतविश्वविद्यालयतः सहायक आचार्या अत्र कार्यं कुर्वती अस्मि भवतां विषये मया अस्माकं विभागस्य हिन्दिशिक्षणं ये पाठयन्तस्सन्ति तैः भवतां सङ्ख्या प्रेषिता एवम् अस्माभिः ऐटप् इति एकस्य नूतनपाठ्यक्रमस्य आरम्भः सम्प्रति क्रियते मासद्वयाभ्यन्तरे सर्वेपि पाठ्यक्रमाः ये प्रेषिताः सर्वकारेण तत् सर्वम् आङ्ग्ले अस्ति ते पाठ्यक्रमाः संस्कृते अनूद्य अस्माभिः एकं तु अन्तर्जाले स्थापनीयं पुनः छात्रेभ्यः देयम् एवम् आङ्ग्लस्य सम्प्रति अस्माभिः प्राप्तम् परन्तु हिन्द्यामपि प्राप्स्यते इति श्रूयते तत् कीयता प्रमाणेन अस्माभिः प्राप्यते कदा प्राप्यते इति तु न ज्ञायते न आङ्ग्लमेव वयं स्वीकुर्मः इति एवं शिक्षणसम्बद्धं सम्पूर्णम् अस्ति महोदय ऐटप् इत्यस्य अर्थः चतुर्वर्षीयः पाठ्यक्रमः शिक्षणम् उद्दिश्य सत्यम् यत्र शीर्षकपदं भवति तत्र सर्वत्रापि आधिकारिकं भवति चेत् सम्यक् परन्तु अन्तः विषयः ये भवन्ति फैव् फैव् युनिट्स् भवन्ति सर्वत्रापि पञ्च पञ्च उपविषयाः भवन्ति प्रतिपत्रम् सत्यं तत्र सर्वत्रापि व्यावहारिकदृष्ट्या भावानुगुणमेव अस्माभिः कर्तव्यम् न न न सत्यम् एवं सन्दर्भानुगुणम् अर्थानुगुणं यदि अनुवादः भविष्यति चेत् सम्यक् पाठ्यक्रमेण सह नियमावलिः अस्ति आम् पुनः तत्र अधिनियमः अपि विद्यते परन्तु अधिनियमस्य हिन्दी अनुवादः सर्वकारेण पूर्वमेव कृतं अस्माभिः केवलं संस्कृते अनूद्य स्थापनीयम् अस्माकं सौकर्याय एवम् एवं भवतां किं प्रतिपदं भवन्तः स्वीकरिष्यन्ति वा अनुवादाय अथवा प्रतिपुटम् एवम् एवम् टङ्कनमपि अपेक्षते अस्माभिः इतः परं किमपि न क्रियते भवद्भिः यत् कृत्वा दीयते तस्य उपयोगः एवमेवं चिन्ता नास्ति महोदय यथाशक्यं भवन्तः समाप्य यच्छन्तु एवम् एवम् एवम् अस्तु अस्तु धन्यवादाः हा